ग्रामे कञ्चे लाठिकाठि खोखो नेमबाजी इत्यादयः नैकाः क्रीडाप्रकाराः भवन्ति पुनः तत्र केवलं ते क्रीडाः खेलन्ति एव क्रीडन्ति एव तेषु स्पर्धा न भवति यदि ग्रामग्रामयोः स्पर्धां कुर्मः वयम् तर्हि ते स्वस्य क्रीडायां तत्र प्राव् प्रविणाः भवन्ति अतः स्पर्धा आवश्यकी एव अत्र एकस्याः क्रीडायाः एकस्याः क्रीडायाः विषये अहं वक्तुम् इच्छामि कञ्चे पुनः भोरा इति अपि क्रीडाप्रकारः तत्र ग्रामे जनाः खेलन्ति तत्र कञ्चेमध्ये तत्र नाम नेम् आवश्यकः अस्ति तत्र साङ्घीके अपि क्रीडा अस्ति पुनः एकः अपि सा क्रीडा खेलितुं शक्नोति पुनः पत्ते इति अपि सर्वे जनाः क्रीडाः खेलन्ति